परम्परागतशिक्षणस्य प्रामुख्यता बहु अस्ति गुरुमुखेन शिक्षणं स्वीकुर्वन्ति इति चेत् अत्र ज्ञाननष्टं न बिभर्ति वेदानाम् अध्ययनं पुरा केवलं गुरुमुखेन एव आसीत् गुरुकुलव्यवस्था पुरा आसीत् किन्तु इदानीम् कोऽपि अस्य कृते साहाय्यम् उत्तेजनं च न कुर्वन्ति किन्तु जनाः इदानीं गुरुमुखेन विद्याभ्यासं कुर्वन्ति एव सङ्गीतादि ललितकलानाम् अध्ययनं केवलं गुरुमुखेन एव जनाः कुर्वन्ति अन्य मार्गम् एव नास्ति किन्तु आधुनिक उपकरणानाम् उपयोगेन अन्तर्जाल साहाय्येन अधिक अध्ययनं प्रचल्य प्रचलन्ति अस्ति तदर्थं गुरोः महत्त्वं किञ्चित् न्यूनम् अभवत्